स्वास्थ्यं नाम न केवलं शारीरिकस्वस्थता अपि तु मानसिकी अपि क्वचित् उच्यते कायिकवाचिकमानसिकस्वस्थता इति अहं शरीरस्वास्थ्यं सम्पादनार्थं प्रतिनित्यं शिथिलीकरणानि व्यायामानि आसनं प्राणायामानि च नितरां करोमि प्रतिनित्यं योगाभ्यासकारणात् रोगात् बहु दूरो अस्मि तथा च शरीरे लघु ताम् अनुभवामि आदिनं मनः प्रसन्नो भवति न केवलम् आसनं प्राणायामाः शरीरस्वास्थ्यनिमित्तं क्रियते अपि तु मानसिकस्वास्थ्यर्थं ध्यानम् अष्टाङ्गयोगाः पतञ्जलिप्रोक्ताः अनूश्रियन्ते अस्मात् च अहं मनसि यं विषयं चिन्तयामि तमेव विषयं व्यवहरामि आचरामि च